हरिः ओम् नमस्ते कः वदति आं वदतु भगिनी आमाम् आमाम् एजेन्सि अस्ति अस्माकं ट्रेवेल् एजेन्सि अस्ति ओ श्रीशैलं गन्तुमिच्छति वा कति दिनानां प्लन् इच्छति भगिनी कोम्बो डिफ़्ररेण्ट् कोम्बो सन्ति दिनद्वयं वा तत्र पार्श्वे अपि केचन अन्यानि स्थलानि सन्ति तदपि द्रष्टुम् इच्छन्ति वा तत्र भवती कुत्र वसति कस्मिन् नगरे वसति बेङ्गलूरुनगरतः आन्ध्रं गन्तव्यं वा श्रीशैलं गन्तव्यम् अस्माभिः तत सः एकं सूपर् कोम्बो अस्ति भगिनी तत् किम् इत्युक्ते त्रीणि त्रीणि रात्रयः चत्वारि दिनाः गच्छति चेत् चत्वारिदिनाः त्रीणिरात्रयः गच्छति चेत् भवती तत्र ताडपत्रि इति एकः आगच्छति बेङ्गलूर्तः यदि भवती प्रस्थानं करोति ताडपत्रिनगरं गत्वा तत्र मन्दिरं बहु सुन्दरं मन्दिरम् अस्ति चिन्ताल वेङ्कटेश्वरः इति तदपि हम्पि विजयनगरसाम्राज्यस्य राज्ञः राज्ञः निर्मितमस्ति बहु सुन्दरं मन्दिरं तत्र सप्तस्वरस्य स्तम्भाः स्तम्भाः सर्वम् अस्ति तद् दृष्ट्वा तत्र बुग्गाल रामलिङ्गा मन्दिरमस्ति तदपि द्रष्टुं बहु सुन्दरं तद् दृष्ट्वा अनन्तरम् अग्रे भवन्तः गण्डिकोटा इति तद् एकम् हिल् स्टशन् हिल् स्टशन् मध्ये तद् ग्राण्ड् केनियन् आफ़् इण्डिया इति वदन्ति तदपि दृष्ट्वा अनन्तरम् अग्रे श्रीशैलं गच्छन्तु गच्छन्तु तत्र देवस्य तत्रैव हा तत्रैव स्थातुम् इच्छति वा अस्तु तत्र एकं रात्रिं स्थित्वा अनन्तरम् अग्रिमे दिने ततः बेलूम् केव्स् इति अस्ति तत्रापि गत्वा यदि भवन्तः अड्वेञ्चर् इच्छन्ति तर्हि तद् दीर्घा गुपहा अस्ति अन्ते भूमेः अन्ते सार्ध किलोमीटर् गन्तव्यम् ततः आगम्य भवन्तः एतद् कडप कडपा अपि आगम्य तत्र एकं रात्रिं स्थित्वा ततः आगन्तुं यदि चत्वारिदिनानां पेकेज् अस्ति एतद् भवन्तः इच्छन्ति एतत् स्वीकरोतु नो चेत् अन्य पेकेजस् अस्ति तदपि विवृणोमि भवतः कति कति दिनानां दिनानां व्यवस्था अस्ति ग गन्तुम्

ओ तदपि एकं दिनं श्रीशैले एव स्थातव्यम् इति भवतः इच्छा अस्ति किल हा एकं दिनम्

एवं वा अस्तु तर्हि भवन्तः बेङ्गलूरुतः सीदा प्रा साक्षात् किं तद् किं कुत्र गन्तव्यं भवति श्रीशैलं हा श्रीशैलं गच्छन्तु तत्र एव दर्शनं प्राप्नोतु अनन्तरं रात्रौ तत्रैव स्थित्वा प्रातः पुनः एकान्तसेवा सर्वं भवति तद् समाप्य यागण्टी इति अस्ति भगिनी तद् दृष्ट्वा मार्गे तत्र एकदिनं स्थित्वा वापस् बेङ्गलूरुं प्रति आगच्छन्तु तद् दिनद्वयम् एव पेकेज् भवति तद् तद्गन्तुं शक्यते किल हा तद् कदा गन्तव्यं भवन्तः कस्मिन् दिनाङ्के फेब्रुवरि ओ प्रथमदिनाङ्के वा अस्तु भगिनी किं व्यवस्था आवश्यकी भवतां कृते केवलं गमनागमनम् अनन्तरं तत्र आवासीयव्यवस्था पर्याप्ता वा भोजनव्यवस्था अपि आवश्यकी वा सर्वम् भोजनव्यवस्था दर्शनव्यवस्था अपि अस्माभिः एव अपेक्षितम् अपेक्षितं वा अस्तु अस्तु भगिनी कुर्मः निश्चयेन कुर्मः किन्तु पञ्चसहस्ररूप्यकाणि भवन्ति शक्यते वा अस्तु चत्वारः आगच्छन्ति वा अस्तु भगिनी तर्हि पञ्जीकरणं करोमि अस्तु धन्यवादः अस्तु भगिनी

अस्तु भगिनी धन्यवादः अस्तु